मया अधीतः प्रधानः जीवनपाठः एव तूष्णीम् भवनं किमर्थम् इत्युक्ते यदा कदापि कलहः भवति सन्तोषः भवति सर्वदा तस्य विषये चर्चां कुर्मः चेत् सः प्रधानः न भवति अतः अस्माकं जीवने वयं यावत् तूष्णीं तिष्ठामः तावत् अस्माकं बुद्धिबलम् अधिकं भवति किमर्थम् इत्युक्ते यदा वयं तूष्णीं भवामः तदा अस्माकं बुद्धिः सम्यक् चिन्तनं करोति पुनश्च तस्य विषये किमपि पुनः पुनः चर्चा न भवन्ति अतः जीवने वयं सर्वदा कलहे कलहे एव भवतु सन्तोषे एव भवतु यावत् तूष्णीं भवामः तावत् अस्माकं बुद्धिः बुद्धिःशक्तिः सम्यक् भवति पुनः अन्येषां समीपे वयं किमपि वदामः चेत् तस्य पुनरुत्तरं भवति तत्र वयं पुनः कलहः एव कुर्मः अतः तस्य प्रभावः अन्यदेव भवति प्रभावस्य कारणात् वयं तूष्णीमेव भवामः चेत् सः कलहः अग्रे न सरति तत्रैव सः कलहः समाप्तिः भवति अतः वयं यावत् जीवने तूष्णीं भवामः तावत् अस्माकं जीवनस्य औन्नतिः भवति